बैकिङ्ग्विषये अवधातव्याः पूर्व सज् सज्जताः मम मनसि आयाति यत् मार्गसूची सम्यक् ज्ञातव्यः ज्ञातव्या भवति अनन्तरं फलकानां विषये मार्गे विद्यमानानां फलकानां विषये ज्ञातव्यं भवति तथा अस्माभिः बैक् चालनसमये संस्थापनीयानि प्रमाणपत्राणि एवं सन्ति तत्र यः चालकः भवति तस्य ड्रैविङ्ग् लैसेन्स् तथा रिजि रिजिस्ट्रेशन् सर्टिफ़िकेट् आफ़् बैक् तथा टु वीलर् इन्शुरेन्स् पालिसि तथा फ़िट्नेस् सर्टिफ़िकेट् आफ़् बैक् इति एवं रूपेण प्रमाणपत्राणि सर्वदा अस्माभिः संस्थापनीयानि भवन्ति